अहं क्वय्मत्तूर्नगरे वसामि न तु ग्राममस्ति क्वय्मत्तूर् एतत् नगरमस्ति अत्र सर्वदा युवाः शापिङ्ग् माल् गन्तुम् इच्छन्ति न तु मन्दिरम् अत्र शापिङ्ग् माल् इति पश्यामः चेत् ब्रूफी़ल्ड्स् अस्ति अनन्तरम् एतादृशं शापिङ्ग् माल् कोणे कोणे दृष्टुं शक्नुमः अनन्तरम् वाटिका अस्ति वाटिकामपि गन्तुम् इच्छन्ति वाटिका अपेक्षया शापिङ्ग् माल् गन्तुम् एव इच्छन्ति किमित्युक्ते श् तत्र शापिङ्ग् माल्मध्ये क्रीडा कर्तुं शक्यते क्रेतुं वस्तूनि क्रेतुं शक्यते अनन्नतरं विभिन्न खाद्यपदार्थानि मिलन्ति अत्र ए एतद् सर्वम् एकत्रं मिलति इति कारणात् युवाः शापिङ्ग् माल् गन्तुमेव इच्छन्ति अत्र मन्दिराणि सन्ति किन्तु मन्दिरं गन्तुं न इच्छन्ति एव शापिङ्ग् माल् अनन्तरं वाटिका एतादृशं स्थलमेव अधिकम् इच्छन्ति अस्माकं नगरे नगरे विद्यमानाः युवाः युवत्यः च